मम इष्टतमं साहित्य पात्रमस्ति तत् पात्रं तु रघुवंशे दिलीपमहाराजस्य पात्रमस्ति तेन पात्रेण मां किं शिक्षितम् इत्युक्ते कथम् एकं किं परिपालनं कथं शिशवः वा मृगाणां वा परिपालनं कथं करणीयं स्वस्य जीवनस्य मूल्यं सः मैण्ड् एव न करोति तस्य धेनुः जीवनस्य परिपालनं तादृशं कृतवान् दिलीपमहाराजः तादृशम् एकं कथापात्रमस्ति किं स्वस्य जीवनस्य मूल्यमपि सः न चिन्तितवान् तस्य धेनुसंरक्षणसमये नन्दिन्याः संरक्षणसमये अतः मम तत् कथापात्रं तु बहु इष्टमस्ति